दीर्घचारणेषु इष्टतमं खाद्यं किम् इति यदि चिन्तयामि यत् खाद्यं दीर्घकालं सुरक्षितरूपेण तिष्ठति तादृशं किं खाद्यं प्रथमतः इष्टतमं भवति ततःपरं तस्मिन् तस्मिन् चारणप्रदेशे यत्किञ्चिदपि खाद्यं लभ्यते तत् अत्यन्तम् इष्टतमं रुचिकरं योग्यं च भवति यथा यदि हिमालयपर्वतेषु चारणं क्रियते तर्हि तत्र आपल् फलं यत् वर्तते तत् बहुषु प्रदेशेषु उपलभ्यते रुचिकरं च भवति तत्रैव वर्धते इति कारणेन आरोग्याय आरोग्याय अपि तत् योग्यं भविष्यति एवञ्च तादृशखाद्यानि यानि वर्तन्ते तस्मिन् तस्मिन् प्रदेशे उपलभ्यमानानि तानि प्रथमतया तत्र चीयन्ते तेन सह अत्र अन्यत् यत्किञ्चित् मम आरोग्यार्थं युज्यते यत्किमपि न लभ्यते चेदपि अत्र खादितुं यच्च भवितुम् अर्हति तादृशखाद्यानि अपि मया रक्ष्यन्ते पुनश्च कष्टकरेषु चारणेषु शक्तिं कथं रक्षति इति यदि अहं तत् एतस्मिन् विषये यदि चिन्तयिष्यामि तत्र शक्तेः संरक्षणार्थं प्रथमतः खाद्यम् आहाराम् आहारः पुनश्च निद्रा एतयोः विषये सर्वदा चिन्तनीया आरोग्यपूर्णः आहारः इति स्वीक्रियते निद्रा च सम्यक्तया क्रियते तत्र यदि क्लेशः नास्ति तर्हि शक्तौ शक्तेः ह्रासः न स्यात् यावत् शक्तिः यावत् सामर्थ्यमस्ति तावत् एव करणीयं यावत् सामर्थ्यमस्ति तावदेव वस्तु या तावन्ति तावन्ति वस्तूनि एव नेतव्यानि पुनश्च चारणार्थं यदा अहं सज्जः भवामि कुत्र मया गन्तव्यमस्ति इति अवलोक्य तदनुसारेण यत्किञ्चिदपेक्षितम् अर्थात् वस्त्रं कीदृशं भवेत् पादरक्षा कीदृशी अपेक्षिता पुनश्च शैत्यम् अस्ति चेत् शैत्यस्य अवरोधनार्थं कीदृशं वस्त्रं रक्षणीयम् यदि औष्ण्यम् अधिकं वर्तते तर्हि तदनुसारेण तदर्थं योग्यं वस्त्रं किं भवितुम् अर्हति इत्येवं सर्वं विचिन्त्य तदनुसारेण वस्त्राणां सज्जीकरणं क्रियते पुनश्च आहारदृष्ट्या अपि यत् तत्र आरोग्यदृष्ट्या समीचीनः आहारः यदि कोऽपि न लभ्येत तर्हि किं किं कर्तुं शक्यते उदाहरणार्थं तत्र विविधानां वस्तूनां तत्र विविधानां द्रव्याणां चूर्णं चूर्णं नेतुं शक्यते एवञ्च हुरिहिट्टु इति वदन्ति तेन तस्य यदा अपेक्षितं तदा गुडादिकं गुडं किञ्चित् जलं मिश्रीकृत्य तत् खादितुं शक्यते एतादृशाः आहाराः अपि मया तत्र नीयन्ते